स्विच् शर्ट् उत्तमम् अस्ति तस्य मौल्यम् अतीवन्यूनम् अस्ति अतः बहु आह्लादकरं वर्तते तस्य अनुभवः भिन्नः अस्ति अतः एतत् क्रीतवान् अतीव सुन्दरं कार्यं कृतवान्